ग्रामीणक्षेत्रे युवकृषकाः वधुः प्राप्तुं समस्यमानाः सन्ति का समस्या नाम युवकृषकाः तेषां यौवने एव कृषिकार्यं कुर्वन्तः भवन्ति अतः नाम तेषाम् अधिप्रज्ञाशिक्षणं त्यक्त्वा ते कृति कृषिकार्यं कुर्वन्ति अतः तेषां कृते वधुः न यच्छन्ति अतः युवकृषकाः बहु समस्यमानाः सन्ति तदा तेषां बुद्धौ एवं चिन्तनमागच्छति यद् यदि अहम् एवमेव मम अधिप्रज्ञशिक्षणं त्यक्त्वा कृषिमेव करोमि चेत् मम कृते

कृषिकार्यं त्यक्त्वा सः नगरे आगत्य तस्य कालेज् स्तरीयशिक्षणं कर्तुम् उद्युक्तः भवति तदनन्तरं सः कालेज् शिक्षणं करोति करोति तस्य कालेज् स्तरीयसिक्षणं समाप्य सः जाब् स्वीकरोमि इत्यादिकं सर्वं तस्य चिन्तनमागच्छति अतः तस्य सः कृषिकार्यं त्यक्त्वा सः जाब् कर्तुं गच्छति एवम् एवं तदा यदि जाब् गच्छन्ति तदा वधुः प्राप्यते इति मत्वा कृषिकार्यं त्यजन्ति यदि एवं कृषिकार्यं त्यजन्ति चेत् अग्रे कृषकाः न्यूनाः भवन्ति अतः एवं न कुर्वन्तु अस्य अत्र तु नगरवासं ते इच्छन्ति वा इति एकं प्रश्नमस्ति यदि वधुः न प्राप्यते चेत् ते अवश्यं नगरवासम् इच्छन्ति एव इति उक्त्वा